उद्योगम् अतिरिच्य मम इष्टतमं कार्यं सङ्गीतं श्रुणोमि पुष्पवाटिका निर्माणं करोमि सीवनं करोमि पाकं करोमि आहारं सिद्धता दोसा इड्लि चपातिका रोटिका इत्यादि सारः व्यज व्यञ्जनं इत्यादिनिर्माणमपि अहं बहु इच्छामि सङ्गीतं श्रुणोमि बहु वाद्यानपि श्रुणोमि वैलिन् हार्मोनियम् इत्यादि सर्वं करणं तदे तदेव मनं मम मनः शान्तिः लभ्यते पुष्पवाटिकायां पुष्पसस्यानि आरोपयामि तदा यदा पुष्पाणि भवन्ति तदा अहं बहू सन्तोषम् अनुभवामि अनन्तरं मल्लिकासस्यान् आरोपितवती किञ्चित् मल्लिकाससस्ये यदा पुष्पाणि भवन्ति तदा मालां रचनां कृत्वा तद् देवस्य पीठे स्थापयामः चेत् महान् आनन्दः भवति